ह हरिः ओं महोदय वदतु किम् आवश्यकम् आं महोदय मधुरापणं बहु मधुराणि लभ्यते महोदय क्षीरस्य मधुराणि लभ्यते अनन्तरं शर्करायाः अपि मधुरं लभ्यते भवता कृते हा वदतु वदतु महोदय किं मधुरम् आवश्यकं वदतु महोदय अहं दास्यामि मधुरं वा ह हा दश के जि वा

अस्ति महोदय किन्तु धनम् अधिकं भवति इति अदिकः इत्युक्ते भवतां कृते दश के जि आवश्यकं खलु इदानीं दश के जि भवति चेत् पञ्चसहस्रमपि मधुरस्य भवति अनन्तरं तद् मास्तु वा तद् मास्तु चेत् आह तस्य वाहनमध्ये मम इन्दानीमपि भवति खलु इन्धनस्य धनं दास्यमिमं तदनन्तरम् इन्धनं डेलवरि भवति चेत् अधिकः धनं भवति इति नान् डेलिवरि इत्युक्ते धनं न्यूनं भवति आपणस्य मध्ये आगत्य स्वीकृत्य गच्छति चेत् भवतां कृते अपि किञ्चित् हा आन्लैन् मे लभ्यते ह आन्लैन् पेमेण्ट् करणीयं हा दो अपि अस्य महोदय दोषाः सम्यक्तया वर्तते महोदय महोदय एकवारं स्वीकृत्य गच्छतु आपणमध्ये भवान् पुनः पुनः आगच्छति मम आपणं कृते बहवः कस्टमर् आगच्छति महोदय मम आपणं तु तद् बिजापुर् मध्ये आगच्छ फाटितनेट् अस्ति खलु तस्य पुरतः आगच्छन्ति भवान् तत्र आगत्य काल् दूरवाणीं करोति चेत् नव चेत् अहं ह होम् डेलिवरि भवति चेत् धनं द अधिकः भवति महोदय धनम् अधिकः मास्तु इति वदति खलु भवान् ददाति वा धनं ददाति चेत् अहं प्रेषयामि चिन्ता मास्तु कियत् आवश्यकं वदतु महोदय अस्तु महोदय भवतः नाम वदतु महोदय आं विलासः वदतु महोदय हा वदतु महोदय आं हा

ततः काले कदा आवश्यकं महोदय अष्टवादने वा अस्तु महोदय प्रेषिष्यामि अस्तु अस्तु महोदय करोतु करोतु ओके राम राम पुनर्मिलामः महोदय